अर्थसङ्ग्रहः इति मीमांसादर्शनस्य एकः ग्रन्थः अस्ति इति बहुक्लिष्टः ग्रन्थः वर्तते यतोऽहि अत्र केवलं वेदानाम् अर्थः एव क्रियते कर्मकाण्डस्य विषये एव अधिकं प्रदत्तम् अस्ति अहं कदापि कर्मकाण्डं न अकरवम् अतः बहुसमस्या आगच्छति पठने परिवारजनाः तु संस्कृतं न जानन्ति परन्तु अहं सहपाठिभिः सहितं सदैव अस्य ग्रन्थस्य चर्चां करोमि चर्चया विषयं किञ्चित् जानामि येन ज्ञानवर्धनं भवति